भारतस्य राजनीतिः इदानीमेव एलेक्षन् प्रचलितमासीत् बी जे पि सर्वकारः तत्र अत्र इदानीम् अधिकारः प्राप्तव् राजकीयपक्षाणां विषये वदनीयं चेत् इदानीं काङ्ग्रेस् अथवा बी जे पि इदानीं प्रतिपक्षः भरणपक्षरूपेण अत्र उपस्थितः बा बिदे बि जे पि सर् बि जे पि भरणं रीति अहं बहु रोचते किम् इत्युक्ते जनानां मनसि किम् अस्ति अधः आरभ्य उपरितः अधः आरभ्य उपरितः सर्वजनाः कार्याणि ते सम्यक् कुर्वन्ति विद्यालये वा भवतु दिने छात्राणां कृते कार्य कार्यनिवृत्तानां कृते कार्यालये उद्योगं कृतवन्तः तत् जनानां कृते सर्वेषां कृते साहायकं भवति तेषां भरणरीतिः मम इष्टतमः राजनेता अस्ति नरेन्द्रमोदीमहोदयः तेषां साकं त तैः साकं मिलति चेत् अहं किं प्रष्टुमिच्छति इत्युक्ते मथुरा इदानीम् आगतं काशी तत्र मन्दिरमिदानीम् आगतं कदा मथुरायाम् अस्माकं श्रीकृष्णमन्दिरम् आगच्छति आगमिष्यति इति मम प्रश्नः